अत्र तमिळ्नाडुराज्ये बहवः पर्वताः सन्ति मेरुक् तोरर्चिमलै नन्तरं कोडैकेनल् ऊटी इत्यादिपर्वताः सन्ति तत्र पश्यामः चेत् वर्लियाडि इति सर्वं सर्कारस्य यद् त् सुरक्षा तेषां सुरक्षणाय व्यवस्था सर्वम् अस्ति एव आम् अनन्तरं पर्वतानां स्थलमनुसृत्य तेषाम् जनानां सङ्ख्या अपि कुत्रचित् वर्धिता भवति कुत्रचित् न्यूनता भवति अनन्तरं तेषां भाषा अपि भिन्नं भवति यदि तमिळ्नाडुराज्ये तमिल्भाषा अस्ति चेदपि तेषां भाषा अपि भिन्नं भवति अन्यत् तत् अवगन्तुं न शक्नुमः तत् लिपि इत्यादिकं सर्वं न भवति तेषां भिन्नमेव भवति